शिक्षा भवति मानवस्य दर्पणं यस्य माध्यमेन मनुष्यः स्वस्य ज्ञानस्य प्रतिबिम्बम् उज्ज्वलीकृत्य समाजस्य अग्रगतिनिमित्तम् प्रयासं करोति शिक्षा नाम आत्मसाक्षात्कारः शिक्षायाः सुचारुरूपेण परिसमाप्तिनिमित्तं यं माध्यमं वयम् अनुसरणं कृतवन्तः तदेव शिक्षाव्यवस्था उदाहरणं स्वरूपं यदि वयं विद्यालये पाठयितुं गच्छामः आदौ वयं पाठ्ययोजनायाः निर्माणं कृतवन्तः तदेव शिक्षाव्यवस्था अस्माकं भारतसर्वकारेण बहवः योजनानि तथा छात्राणाम् उन्नतिनिमित्तार्थं बहवः सहायकसामग्रीणां निश्शुल्कतया प्रददति यादृशी छात्राणाम् अभिरुचि उपन्ननिमित्तार्थे छात्रवृत्तिः प्रदानं विद्यालये रुचि उत्पादक उपकरणानां नियोजनं पठनादनन्तरं छात्राणां नियुक्तिनिमित्तार्थे प्रयासं कुर्वन्ति